अद्यत्वे बालकाः जङ्गमदूरवाणीं स्वीकृत्य बह्व्यः क्रीडाः क्रीडन्ति ते सर्वदा सन्तोषं ते तद्द्वारेण अनुभवन्ति शारीरिकव्यायामं तत्र नास्ति केवलं मानसिकसन्तोषं पुरा क्रीडायां शारीरिकव्यायामं मानसिकव्यायामम् अपि लब्धम् अद्यत्वे बालकाः गृहे उपविश्य जङ्गमदूरवाणीं स्वीकृत्य क्रीडन्ति